हरिः ओम् आम् आं वदतु किमपेक्षितम् आम् आम् आम् ओ जगन्नात् दर्शनं कर्तुम् आगताः वा भवान् आमाम् आमामाम् अहं सर्वं देवालयस्थानं दर्शयामि भवतां कृते आगताः आमामां बहु सुन्दरमस्ति तद् दर्शनेन भवतां नयनस्य प्रफुल्लितं भवति भो आमामाम् अत्र किं किम् अस्ति इत्युक्ते दर्शनीयस्थानं जगन्नाथः श्रीजगन्नाथमन्दिरम् अस्ति तत्र गत्वा जगन्नाथस्य श्रीभद्रा श्रीबलभद्रस्य माद्री सुभद्रायाः दर्शनं कर्तुं तत्र तत्र जगन्नाथमन्दिरस्य पार्श्वे एका नदी वर्तते तत्र द्रष्टुमपि शक्यते तत् कीदृशी आसीत् आम् ओ भाटकः वा भाटकः भाटकः भवान् अधुना कुत्र पुरिमध्ये अस्ति वा आं रेल् टेसन् तः मन्दिरं प्रति षट्सहस्ररूप्यकाणि अपेक्षितानि आं तद् मम कर्मचारी गत्वा भवतः स्वीकरोति आं कार् जनानां कृते षट्सहस्रम् आं भवतां कृते कार् अपेक्षितं वा बैक् अपेक्षितम् आमामां तर्हि अहम् आम आतपः बहु अस्ति वा तदर्थम् अस्तु अस्तु अस्तु भवतः श्रूयते खलु भवतां कृते यदि कार यानम् अपेक्षितं चेत् धनम् अधिकं वर्तते भोः आं तर्हि अष्टसहस्रं रूप्यकाणि वर्तते तत् हलो आमामां तत्र अपि भवान् निवसितुं शक्यते तत्रापि पञ्चसहस्रं पञ्चशतं रूप्यकाणि स्वीकुर्वन्ति इति

तर्हि मम तर्हि अहम् अधुना आं भवान् अद्य आगच्छति चेत् अहं शुभ्रं प्रभातकाले दर्शनं सम्यक् भो तत्र सूर्यस्य प्रकाशसमये जगन्नाथस्य दर्शनं सम्यक् भवति अस्तु अस्तु मम अहं कर्मचारिणं प्रेषयामि भवतां स्वीकृत्य आगच्छन्तु अस्तु आं धन्यवादः